हरिः ओम् महोदय नमो नमः एषः अग्रवाल् भोजनालयः अस्ति वा अहं लित्येका पौहाणा अस्मि अद्य मध्याह्ने अहं पञ्चजनानां कृते भोजनस्य आर्डर् कृतवती अहं एकसहस्राणि रूप्यकाणि दत्तवती परन्तु भोजनं सम्यक् नास्ति एतत् सर्वं नष्टं जातम् अहम् एतत् भोजनं रिटर्न् कर्तुम् इच्छामि भवतः रिट्र्न् पालिसिमध्ये के नियमाः सन्ति कृपया वदिष्यन्ति वा अस्तु अस्तु महोदय यदि सम्यक् भोजनानि भवतः भोजनालये सन्ति तर्हि पुम पुनः मम अड्रेश्मध्ये प्रेषयन्तु नो चेत् एतद् भोजनं स्वीकृत्य कृपया मम रूप्यकाणि मम कृते प्रत्यावर्तनं कुर्वन्तु अहम् अन्यतः भोजनालयतः स्वीकरिष्यामि कृपया किञ्चित् शीघ्रं व्यवस्थां कुर्वन्तु यतो हि अस्माकम् अतिथयः एकहोरामध्ये मम गृहे आगमिष्यन्ति